मम समुदाये ब्राह्मण समुदाये विवाहः किञ्चित् तत्र वयं सावधानं तत्र वैदिककार्येषु अधिकतया दद्मः न तु लौकिकविषयेषु यद्यपि वरः वधुः धनिकः भवति उत्तमकुलीयाः भवन्ति तदापि दिनद्वयं वा दिनत्रयं वा विवाहः वैदिक कार्याणि अनुसृत्य एव भवन्ति पप्रथमतया वरः वधोः गृहम् आगत्य तां पश्यति अनन्तरं तस्य अनुमतिः ददाति एतत्तु पूर्वतनकालेषु एतादृशी पद्धतिः एतदृशी पद्धतिः आसीत् इदानीन्तन काले वधुः अपि तस्याः सम्मतिं तत्र ददाति विवाहात् पूर्वं द्वयमपि अन्यत्र कुत्रापि गत्वा किञ्चित् अल्पाहारं तादृशं भोजनम् शालां गत्वा किञ्चित् परस्परम् अभिप्रायवितरणं कुर्वन्ति यदि सम्यक् भवन्ति अनन्तरं मातापितरौ द्वयोः पक्षीयाः मातापितरौ सर्वमपि व्यवस्थां कुर्वन्ति अन्यत्र एकं सभामण्डपं स्वीकृत्य तत्र जनानाम् आह्वानं भवति अनन्तरम् उपादानानि दीयन्ते अनन्तरं वरपक्षीयाः जनाः वधुनिमित्तम् उपायनानि स्वीकुर्वन्ति अत्र तु अधिकतया व्ययः वधुपक्षीयाः कुटुम्बाः एव कुर्वन्ति एतादृशं किन्तु इदानीन्तन काले परिवर्तनम् जातम् अस्ति वरः पक्षीयाः अपि वयं सहभागम् तत्र व्ययीकुर्मः इति किञ्चित् उदारमनस्काः भूत्वा एतत् सर्वमपि कुर्वन्तः सन्ति किन्तु यदा मया पूर्वम् उक्तं प्रथमदिने नान्दी भवति अनन्तरम् एतादृशं वैदिककार्याणि भवन्ति अनन्तरं मध्याह्ने लग्नपत्रिकापठनं भवति यत्र वधुः एतादृशी वधुः एतादृशीम् वधुं विवाहं करोति इति पत्रे लिखितं पण्डिताः आगत्य अर्चकाः आगत्य पठन्ति ज्येष्ठाः एतस्य वितरणं परिवर्तनं सर्वं कुर्वन्ति अनन्तरं सायङ्काले पुनः मन्दिरं गत्वा तत्र नूतनवस्त्राणि धृत्वा धृत्वा देव्याः देवस्य दर्शनं कृत्वा आगच्छन्ति प्रातःकाले विवाहं मुहूर्तम् इति एकं संस्थापितं भवति यस्मिन् काले वरः वधोः कण्ठे माङ्गल्यधारणं करोति एतदेव अस्माकं ब्राह्मणजातीयानां विवाहपद्धतिः भवति यत्र एतावत् पर्यन्तं तत्र तु मया किमपि परिवर्तनं न दृष्टम् यद्यपि ते धनिकाः भवन्ति निर्धनिकाः भवन्ति यदि धनिकाः भवन्ति बृहत् मण्डपं स्वीकृत्य किञ्चित् शो कृत्वा कुर्वन्ति यदि निर्धनिकाः भवन्ति किन्तु पद्धतिः एतादृशमेव भवन्ति मन्दिरेषु विवाहं कुर्वन्ति किन्तु आध्यात्मिकरीत्या वैदिकरीत्या अधिकतया अस्माकं विवाहपद्धतयः भवन्ति न तु लौकिकपद्धतिः अत्र अधिकतया दृश्यते